मया क्रीते टी शर्ट् युतके कः विषयः इत्युक्ते सूचिका प्रबन्धः यदि वयम् ईशत् स्थूलं भवामश्चेत् टी शर्ट् अपि न स्थूलं भवति टी शर्ट् विषयस्य अम्बरं तावत् स्थूलं भवति किन्तु तस्य सूचिका प्रबन्धः यः तावत् सन्निवेशितः तत् तावत् प्रुचितः जायते एतदेव मम ए ए वर्तते यतः अस्माकं पितॄणाम् यत् युतकं भवति उत तेषां टी शर्ट् भवतु तेषां बाल्ये क्रीतं टी शर्ट् तावत् साम्प्रतमपि द्रष्टुं शक्यते किन्तु साम्प्रतं यत् टी शर्ट् तावत् क्रीयते उत क्रीयते तत् तस्य आनयनात् एकवर्षमपि तत् बाधां न सहते यदि जले स्तापयामश्चेत् त्रुटिः भवति यदि सोप् कारयामश्चेत् तस्मात् वर्णः पृथक् कृतः भवति एतदेव वक्तुं शक्यते